हरिः ओम् ओला केब् सर्विस् वा अस्तु महोदय नमोनमः अहम् चतुर्दश दिनाङ्के शृङ्गेरीतः शिमोगा गमनार्थम् एकं कार्यानं निश्चयं कृतवती आसम् तद् कृते अहम् अग्रिमशुल्करूपेण द्विसहस्रं रूप्यकाणि अपि दत्तवती आसम् परन्तु किमपि कार्यम् आपतितम् आसीत् अतः अहं गमने असमर्थः आसम् एतत् कारणे अहं तद् कार्यानं क्यान्सल् कृतवती आसम् अधुना तद् कार्यानस्य कृते अहं यद् अग्रिमशुल्कं दत्तवती आसं तद् पुनः प्राप्तुम् इच्छामि भवान् किमपि व्यवस्थां करोतु प्रत्तवर्तनस्य व्यवस्थां कृत्वा मां सूचयन्तु अस्तु महोदय धन्यवादः नमोनमः